सम्पूर्णं दिनं यावत् पाकशालायामेव भवतु इति वदन्ति चेदपि सन्तोषः एव यतः पाकशालायां पाकं कर्तुं बहु इच्छा वर्तते मम कृते अतः सम्पूर्णं दिनं तावत् भवितुं इच्छामि एवं कस्मिन्श्चित् समये एवं कर्तुमपि न शक्यते यतः तावत् समयः अपि न लभ्यते अतः अधिकतया गृहं गृहगमनात् परं पाकशालायामेव भवामि अज्ञात्वा कृतं किमपि अस्ति वा इति अस्त्येव यतः यदा आरब्धं पाकं कर्तुं तदानीं यदा गृहे कोपि न भवति तदानीमपि किमपि कर्तव्यम् इति चिन् विचिन्त्य किमपि किमपि कृत्वा एवं तत् किमपि किमपि जात्वा ज्ञा जातं एवमेव नाम किं कर्तव्यम् आसीत् तदेव विस्मृत्य किमपि कृत्वा तद् खादितुं नो खादितुं खादितुमपि न शक्तम् आसीत् नाम यदा आरब्धं तदा इदानीं तु यथा गृहेषु चिन्ते गृहे जनाः उच्यन्ते तथा स्वीक्रियते चेत् समीचीनं पा पाकमेव करोमि तथापि एकम् एवम् आसीत् अज्ञात्वा किमपि कृतम् आसीत् एवं पुनः एकवारं किं जातम् आसीत् केपि न सन्ति नाम नाम गृहे कोपि न भवन्ति तस्मिन् दिने एकः आगतवान् नाम किञ्चित् आमन्त्रणं दातुं तदानीं किमपि कर्तव्यम् इति चिन्तितं नाम सः उक्तवान् भोजनं न जातम् अत्रैव भोजनं कृत्वा आगच्छामि इत्यादिकम् अतः तथापि कृतं तदानीं किञ्चित् समयः अधिकः स्वीकृतः मया किमपि निर्मातुं यथा नाम क् निर्मितं यत् आसीत् तत्तु नष्टं जातं अतः पुनः निर्मितं त तदर्थं समयः अधिकः जातः